हरि ओं भगिनी नमस्कारः कथम् अस्ति भवती उत्तमं मम नाम श्रीवाणी अस्ति एतत् नेचर् नेचर् रिसार्ट् सेवा खलु अस्तु परश्वः वयम् आगन्तुं शक्नुमः इति प्रष्टुम् अहं आह्वयामि भवतीम् अस्तु अस्माकं समूहे द्वे द्वौ वृद्धौ सह त्रीणि त्रयः बालाः सन्ति अहमपि आगच्छामि मम पतिः अपि अस्तु बालानां मनोरञ्जनार्थं किमपि क्रीडाः सन्ति वा क्रीडाङ्गणम् अस्ति वा उत्तमम् उत्तमं बहुसन्तुष्टः अनन्तरं वृद्धानामपि ते सोपानं सोपानम् आरोहणं कर्तुं न शक्नुवन्ति अतः अदः एव प्र प्रकोष्टः दातुं शक्यते वा अस्तु अस्तु धन्यवादः शाकाहारमेव खलु भोजनं सम्पूर्णतया अस्तु अस्तु बहु उत्तमं भगिनी बहुबहुसम्यक् अस्ति अनन्तरं प्रभाते अल्पाहारमपि प्रदीयते खलु आ प्रावासार्थं कुत्रापि गन्तुम् इच्छति चेत् यानमस्ति वा लोकयानम् ओ बहु उत्तमं भगिनी आगन्तुं बहुसन्तुष्टः अस्मि अहम् क्रीडाङ्गणम् अस्ति स्विमिङ् पूल् अपि अस्ति वा भगिनी हा अनन्तरं वस्त्रप्रक्षालनार्थं वस्त्रप्रक्षालनार्थं वाषिङ्ग् मिषिन्स् अपि सन्ति वा ओ अस्तु प्रकोष्टमेव प्रतिदिनं प्रतिदिनं प्रकोष्ठं प्रक्षालनं करोति खलु अस्तु अस्तु भगिनी बहुधन्यवादः अहं परश्वः मिलिष्यामि जय् श्रीराम् भगिनी